बृहत्तमं शिल्पं तु न निर्मितं मया तथापि नाम लघुशिल्पं तु मया कृतं अतः काचित् प्रेरणा तु भवति पुनः तत्र काः समस्याः इत्यपि मया ज्ञायन्ते अतः किञ्चित् तत्र ब्रवीमि नाम शिल्पनिर्माणस समये यदा अहं हस्ते किमपि मृत्तिकादिकं यदा स्थापयामि एतस्य यथा नाम युक्तियुक्तं तस्य स्वरूपं भवेत् तस्य निर्माणे तु बहुक्लेशः नाम कथाचित् तस्य स्वरूपं नाम सामान्येन आगच्छति अपि चेत् तथापि तत्र यथा स्वरूपं भवेत् स्वरूपं दर्शनेऽपि स्वरूपं भवेत् तत्र तु महत् क्लेशः तत्र तु महा महान् अभ्यासः तत्र अस्माकं कृते आवश्यकः अतः तत्र पुनः पुनः अभ्यासः इत्येव अपि अपेक्षते